सप्तदश दिनाङ्कः जून् मासः त्रयोविंशत्यधिक द्विसहस्रतमवर्षम् अष्टमदिनाङ्कः अक्टोबर् मासः सप्ताधिकद्विसहस्रतमवर्षं प्रथमदिनाङ्कः मार्च् मासः षडधिकद्विसहस्रतमवर्षं पञ्चविंशति दिनाङ्कः मे मासः नवशतोत्तर नव एकसहस्रवर्षम् त्रयोविंशतिदिनाङ्कः अक्टोबर् मासः सप्तसप्त्यधिकनवशतोत्तर एकसहस्रवर्षम्